अहं गत्मासे एकं पुस्तके निबन्धरचनां कृतवान् पुस्तके धनम् अल्पम् अस्ति अत्यधिका सरलाभाषा एव पुस्तके भाषा लिखति पुस्तकम् अहं पठित्वा ज्ञानवर्धनं करोमि तत् भाषा एव सम्यक् अस्ति पुस्तके संस्कृतभाषया सरलरूपेण विलि लिखति